मया एकं चित्रं गृहीतमासीत् आकाशमार्गे एकदा पश्चिमवङ्गात् केरलराज्यं प्राप्तुम् आकाशमार्गे विमानयानेन आगच्छन् आसं तस्मिन् काले विमानयानस्य वातायनात् एकं चित्रं स्वीकृतम् आसीत् तच्चित्रं भवति मेघः आसीत् पुनः सूर्यस्य आलोकः आसीत् पुनः रिक्तम् उपरि रिक्तम् आकाशम् आसीत् एवं मिलित्वा एकं चित्रम् आसीत् तच्चित्रम् अतीव शोभनं दृश्यते स्म तस्मिन् चित्रे सूर्यस्य यः आलोकः आसीत् सः अतीव सुन्दरः सूर्यास्तमः किञ्चित् रक्तवर्णीयः आसीत् तत् सूर्यास्तसमये तत् चित्रं स्वीकृतं तस्मात् रक्तवर्णीयः आसीत् पुनः मेघाः अपि धावन्ति स्म यथा बलाकाः आकाशं गच्छन्ति मिलित्वा तद्वत् किञ्चित् आसीत् पुनः उपरि समुद्रमासीत् सः उपरि आकाशमासीत् तत् समुद्रमिव दृश्यते स्म एवम् एतादृशम् एकं चित्रं मया स्वीकृतमासीत् तच्चित्रं मम स्टेटस् मध्ये अपि स्थापितमासीत् सर्वेषां यथा तच्चित्रं दृष्टिगोचरं स्यात् एवं तच्चित्रं दृष्ट्वा अतीव मया आनन्दः अनुभूतः तत् प्रियचित्रेषु एकं प्रियचित्रं तद्भवति पुनः तत्र यानं तु चलति स्म विमानयानं परन्तु दृश्यते यथा यथा एकमस्मिन् समुद्रे समुद्रे एकं समुद्रं तस्य उपरि विमानयानम् अस्ति तत्र गच्छामि अहं नाम एवं समुद्रस्य उपरि एवं चिन्त्यते स्म तादृशं तच्चित्रं दृष्ट्वा अनुभवः आसीत्